भारतीय अलङ्कारशास्रे मुख्यतत्त्वानि वर्तन्ते काव्यशोभा करान् धर्मान् अलङ्कारान् प्रचक्षते इति भामह अवदत् काव्यं ग्राह्यम् अलङ्कारात् तथा च अलङ्करोतीति अलङ्काराः अथवा अलङ्क्रियते अनेन इति अलङ्काराः तथैव व्यक्तिविवेके अपि लिखितं वर्तते चारुत्वम् अपि अलङ्कारः काव्यप्रकाशे तथा च साहित्यदर्पणे अपि लक्षणम् एवं लिख्यते उपकुर्वन्ति तं सन्तं येऽङ्ग द्वारेण जातुचित् हारादि वद् अलङ्कारास् तेऽनुप्रासोपमादयः